सर्वेषां मनसि भवति एव मम आसित्त्वं भवतु इति अतः सेल्फ़ी तु आवश्यकं भवति इत्येव पुनः स्वस्य छायाचित्रं विषये तु सामाजिकमाध्यमेषु प्रकाशनम् आवश्यकम् इति मन्ये यतो हि यदि वयं कुत्रापि तत्र विशिष्ट परिसरे नो चेत् विशिष्टकार्यक्रमे यदि व भवेम चेत् तदा तत्र एकः विषयः उपस्थापनं भा चित्रमाध्यमेन कर्तुं शक्यते यतेहि बहु तत्र छाया स्वचित्रं स्व स्वस्य छायाचित्रं यदि मया स्वीक्रियते चेत् यस्सनदिनस्य एव यदि तदनुभवः कथयामः चेत् जन्मदिनस्य जन्मदिनस्य भावचित्रम् अहं स्थापयामि पुनः ते सर्वे जन्मदिनस्य तत्र शुभाषयान् प्रेषयन्ति तदा एव तादृशमाध्यमेन किं प्रचलत् अस्ति मम परितः मां परितः किं प्रचलत् अस्ति इति ज्ञायते सरलतया ततः तत् सेल्फ़ी तथा स्वस्य छायाचित्रं स्वीकरणसमये परिसरः भवतु सुन्दरपरिसरः भवतु कार्यक्रमस्य विषयः भवतु सर्वदा स्मर्तुं शक्नोमि अहं मा तत्र एकस्य स्थाने एकस्य एकस्मिन् समये एकस्मिन् स्थले यदि वयं गच्छामः चेत् नो चेत् तत्रत्याः जनान् यदि मिलामः चेत् पुनः तेषा तैः सह सेल्फ़ी स्वीकुर्मः विशिष्टव्यक्तिः भवति चेत् तैः सह स्वीकर्तुं शक्नुमः सर्वदा स्मरणे भवतु इति विशिष्टतया सामाजिकमाध्यमेषु यदि प्रकाश्यते चेत् एकः तु अस्माकं स्तरः भवतु नो चेत् अस्माकं रुचिः भवतु अस्माकं तत्र आसक्तिः का इति अपि दर्शयितुं शक्नुमः सेल्फ़ी स्वीकरणसमये एकः विषयः स्मरणे ज्ञायते एव यतोहि प्रियवस्तु भवतु प्रियस्थलं भवतु प्रियवक्ता भवतु प्रिय वचनं भवतु तत्र सर्वदा सेल्फ़ी स्वीकर्तुं मनः इच्छति अतः सामाजिकमाध्यमेषु यदि प्रकाशः प्रकाशनं कुर्मः चेत् अहं कुत्र किम् कुर्वती अस्मि इति तत्र सन्देशः जायते सन्देशः लभ्यते सन्देशमाध्यमेन अस्माभिः तत्र विषयः भवतु पुनः समाजे किं प्रचलत् अस्ति मम तत्र दायित्वं किम् अस्ति पुनः तत्र मम रुचिः अभिरुचिः कथं तत्र सर्वेषां कृते ज्ञायते मम सन्देशः ईदृशेन माध्यमेन अपि दातुं शक्नोमि इति अत्र वक्तुं शक्नोमि पुनः तत्र चित्रमाध्यमेन द्वारा सामाजिकमाध्यमेषु यदि प्रेष्यमाणः भवेम चेत् एकं तु ज्येष्ठाः भवतु कनिष्ठाः भवन्तु सर्वे कथञ्चितपि प्रेरणां प्राप्नुवन्ति इति मम अभिप्रायः प्रेरणा तु सर्वदा अपेक्षतेव अतः स् स्वस्य चित्रस्य पुनः अग्रिमवर्षे नो चेत् अहम् अग्रिमकाले कथं भवामि कियत् अहं स्वस्य विषये तत्र वैयक्तिक स्वरूपविषये अहं कि किञ्चित्वा कियत्पर्यन्तम् अहं परिवर्तनं भूतवती किञ्चित् तत्रापि तत्र आसक्तिः भवति कुतूहलम् अपेक्षते अतः तत्र वयः अपि तत्र कथम् एतद्भवति इति बाल्यकाले यौवनकाले वृद्धाप्ये अहं कथम् आसम् अथवा कथम् अस्मि इति तत्र दृष्टमपि तत् स्वस्य छायाचित्रं बहु महदुपकारं भवति इति अन्येषामपि तथैव भवति